अस्माकं समाजे बहु तन्त्रज्ञानस्य अथवा टेक्नालीकल् डेवलप्मेण्ट् भवति अस्ति ते तस्य मध्ये काचन उत्तमा पाय्ण्ट्स् सन्ति किञ्चन अनुत्तमाः पाय्ण्ट्स् अपि सन्ति उत्तमानि किम् अतः अधुना एकं क्लिक् करणीयं सर्वं प्राप्तमस्ति किन्तु तद् एकं क्लिक् बहु हार्म्फ़ुल् हानिकारकाणि थिङ्ग्स् आल्सो उप उप्लभ्यते उप उप उ उ उपलभ्यन्ते किन्तु आं मम मतमिति इति अस्ति चेत् आम् उत्तमा उत्तमाः उपयोगाः बहवः सन्ति नकारात्मकपरिणामानि अपि सन्ति किन्तु पूर्वकाले किमपि उपलब्धम् उपलब्ध्यर्थं बहु कष्टं बहु प्रयत्नमपि करणीयं बहु आवश्यकमासीत् तद् तत् सर्वं न न तत्सर्वं न करणीयं तद् अधुना तद् बहु सुलभमस्ति किमपि ज्ञानम् आवश्यकं कानि अपि वस्तूनि आर्डर् करणीयं वृद्धाः सन्ति बहु तेषां ते ते तेषां सर्वे बाह्यगमनं गमनीयं बहु कष्टमस्ति अधुना ते सर्वे तत्र तन्त्रज्ञानस्य उपयोगं कुर्वन्ति चेत् बहु सुलभेन सुलभमार्गेण सर्वम् उपलब्धमस्ति सामाजिकमाध्यमे सोशल् मीडिया हा किं किञ्चन अधुना अधुना लास्ट् टेन् इयर्स् लास्ट् फ़ैव् इयर्स् अधुना बहूनि नकारात्मकपरिणामानि सन्ति किमर्थं चेत् बहु उप स्कालर्स् सन्ति किन्तु बहु नार्मल् बहु नार्मल् ये बहु कामन् पीपल् अपि कामन् जनानामपि दुरुपयोगमपि कुर्वन्ति प्रभावः सम्भाषणं हेट् स्पीच् एतानि सर्वाणि सन्ति तद् मम मतम्